द्विसहस्रतमवर्षस्य मार्च् मासस्य चतुर्दशदिनाङ्कः द्विसहस्रतमवर्षस्य जूनमासस्य एकविंशतिदिनाङ्कः त्रयोदशत्याधिकं द्विसहस्रतमं संवत्सरस्य अक्टोबर् मासस्य एकविंशतिः दिनाङ्कः त्रयोदशत्याधिकं द्विसहस्रतमवर्षस्य अक्टोबर् मासस्य द्वादशः दिनाङ्कः

अधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य एकदिनाङ्कम्